वयं सर्वे जानीमः यत् संस्कृतं सम्पूर्णं कृतं भाषा अस्ति इति संस्कृते प्रत्येक पदस्यापि एक पदं भवति एव किन्तु इदानीं तन काले आङ्लभाषायाः प्रभावः विशेषतया सर्व भाषाणाम् उपरि अस्ति एव मातृभाषायाः उपरि अपि अस्ति संस्कृतभाषायामपि आङ्लभाषस्य भाषायाः प्रभावाः अस्ति एव इदानीं वयं अधिकतया संस्कृते अपि कार्यानं बस्यानम् इत्यादि पदानि उपयोगं कुर्मः यद्यपि संस्कृते तस्य एकं वैय्यक्तिकपदम् अस्ति तदापि वयम् आङ्लपदानि अधिकम् उपयोगं कुर्मः आङ्लं विना संस्कृते वार्तालापं कर्तुम् एव इदानीं बहु कष्टम् अस्ति यद्यपि पदानि सन्ति तदापि आङ्लभाषायाः प्रभावः संस्कृतस्य उपरि अधिकम् अस्ति एव